यत् प्रथमम् उत्पन्नम् अस्ति तत्तु बहु सम्यक् रूपेणेव अस्ति किमर्थम् इत्युक्ते तस्य उपयोगः सर्वत्र भवति तत्र प्रथमम् उत्पन्नं तत् तस्य उत्पन्ने वयम् किमपि न्यूनता अथवा अधिकता अस्ति चेतपि वयं ज्ञातुं शक्नुमः